आदौ यदि पश्यामः तर्हि दोषः एव जायते दोषम् अज्ञात्वा दोषं कुर्मः किन्तु सः एव दोषः यदि पुनः पुनः ज्ञात्वापि क्रियते तर्हि अपराधः इति सः दोषः तस्य घोषणं भवति अपराधस्य मूलजडं भवति नाम अस्माकं पाठाः यदि आ आबाल्यकालादेव मातापितरः पितरौ अस्मभ्यं सम्यक् संस्कारादिकं दत्त्वा सम्यक् पाठान् पाठयित्वा एतद् इदं कर्तव्यम् इदं न कर्तव्यम् एतादशं समाजे आचरणीयम् इदं न आचरणीयं चौर्यं मारणं परपीडनम् इत्यादिकं न कर्तव्यम् इत्यादिकम् उक्त्वा यदि पालयन्ति तर्हि गुरवः यदि एतादृशं न कर्तव्यम् इति पालयन्ति तर्हि अस्माकम् अपराधाः एतावत् जायमानाः यः एतादृशं समाजे इदानीं जायमानः यत् अपराधः वर्तते अपराधस्य असङ्ख्याकाः अपराधाः जायमानाः वर्तन्ते ते न्यूनाः भवेयुः यदि एतादृशमेव बाल्यादारभ्य शिक्षणं प्राप्य वयं मानवाः आ बालकाः बालिकाः सर्वे वर्धनं प्राप्तवन्तस्स्युः तर्हि एतादृशः अपराधः न घटते पुराणेषु इतिहासेषु अपि दृश्यते यथा महर्षिः वाल् महर्षैः वेदव्यासस्य वाक्यमेव अस्ति परोपकारःपुण्याय पापाय परपीडनम् इति पापाय परपीडनम् इति अस्य यदि तत्त्वार्थं यदि जानीमः तर्हि एतादृशविपत्तिः एव न जायते कदाचित् इदानिं चौर्यादारभ्य मारणं पर्यन्तं यत् अपरादं जायमानम् अस्ति तत्सर्वं संस्कृतस्य अभावेनैव संस्काराणाम् अभावेनैव जायमानं वर्तते यदि एतस्य नियन्त्रणं कर्तव्यं तर्हि आरक्षकाणां सम्यक् भा आरक्षकाः सम्यक् भाव्याः आरक्षकैः सम्यग्भाव्यम् आरक्षकाः लघु लघुषु अपि अपराधेषु यदि तस्य तस्य दण्डनं दण्डनं बृहत् दीयते तै तस्य अपराधस्य यावत् दण्डनम् अपेक्ष्यते तावदेव यदि दीयते तदपि अलं भवति तस्य अपराधस्य पुनः पुनरावृत्तेर्निवारणार्थम् इदानीं पश्यामः चेत् आरक्षकाः धनं स्वीकुर्वन्ति यदि अपराधः कृतः तर्हि अपराधं धनं दीयते ददाति तर्हि आरक्षकाः तत् धनं स्वीकुर्वन्ति धनं स्वीकृत्य किं कुर्वन्ति अपराधीन् एवमेव त्यजन्ति एतादृशं न कर्तव्यं दुबायि अबु दाबि इत्यादिषु प्रभेदः इत्यादिषु स्थलेषु यदि कन्यायाः स्त्रियाः हस्तं स्वहस्तं गृहीत्वा यदि हस्तं यदि गृण्हाति तदा एव तत्र गोलिका गोलिका प्रयोगेन तं तत्रैव मारयन्ति तादृशं मारणीयं वस्तुतः तादृशं यस्य यथा अपराधः कृतः तस्य तथैव दण्डः दीयते चेदपि अलं किन्तु दण्डाभावः दण्डः तथापि भवितुं नार्हति यथा यावत् बृहदपराधः भवति तस्य कृते अल्पः दण्डः दीयते तथापि न भवितव्यं लघु अपराधः तदर्थं बृहदपि दण्डः न दातव्यः दातव्यः एतदर्थमेव आचार्यः चाणक्यः राजनीतिं राजा च कौटिल्यस्य अर्थशास्त्रं पुनः चाणक्यनीतिः इत्यादीन् अलिखत् एतत् सर्वं यदि पठामः एतत् सर्वं यदि एतादृशमेव इदानीम् आरक्षकाणां व्यवहारः भवति तर्हि दण्डः अवश्यं क्षम्यताम् अपराधः अप् अवश्यं न्यूनः भवति